हरिः ओम्

हा रेडि अस्ति परन्तु कीदृशम् अपेक्ष्यते उत्पीटिका

क्वालिटि

रौण्ड् इदानीं नास्ति तद् मया कृत्वा दातव्यं भवति

इदानीं क्रियते चेत् दिनत्रयम् अपेक्ष्यते दिनत्रयं

स्क्वेर् हा स्क्वेर् अस्ति

ओ एवं तर्हि स्टार्टिङ्ग् एव तर्टिफ़ैव् तौजण्ड् भवति तर्टि तौसण्ड् यदि डिसैन् इतोऽपि अपेक्ष्यते तर्हि तर्टिफ़ै तौसण्ड् भवति

ओ एवं सम्यगेव अस्ति क्वालिटि चिन्ता मास्तु तद् विषये

ओ एवं वा तद् रेडिमेड् अस्ति यदि इच्छा अस्ति तदेव क्रीतुं शक्यते यदि डिसैन् तत्रापि अपेक्ष्यते तर्हि धनम् अधिकं भवति एवं कार्यमपि बहु भवति तत्र

तादृशं भवेत् वा

एवं तर्हि अहं करोमि तद् सर्वं

हा अहमेव निर्माणं करोमि एवं

अस्तु तत्